किं भो चालकमहोदय समीचीनतया चालयतु किं भवान् समीचीनतया चालयति यत्र न गन्तव्यं तत्र गमयति भवान् लोकेशन् तु समीचीनमस्ति परन्तु मार्गमपि समीचीनं भवेत् किल समीचीनमार्गेण गच्छति वा न गच्छति भवान् किञ्चित् समीचीनतया चालयति वा ये भवतात् अपि उत्तमयाने मया उपविष्टं भवतः यानं किम् अस्ति किमपि नास्ति तत्र समीचीनतया चालयतु किञ्चित् शीघ्रं किम् एवं वदति एवं वदति चेत् कोऽपि नागच्छति जनः उपवेष्टुं भवतः याने धनं तत्र अहं कर्तयामि भवतः एवं ग्राहकाणां कृते भावान् यदि व्यवहारः करोति चेत् कोऽपि न ग्राहकः नागच्छति तत्र अरे चलतु चलतु शीघ्रं चलतु किमपि मा वदतु समीचीनतया कुत्र चाल्यते किं भवान् एव उक्तं किल भवता एव उक्तं किल दशवर्षेभ्यः चालयति समीचीनतया शीघ्रं चालयितुं न शक्नोति वा भवान् यदि अहं चालयितुं शक्नोमि चेत् किमर्थं भवतः यानम् आर्डर् करोमि अहं अरे झटिति चलतु घण्टाद्वयाभ्यन्तरे मया पुनः रेल्यानं प्राप्तव्यमस्ति अस्तु अस्तु अस्तु अस्तु आदौ वदतु भवान् धनं केश् माध्यमेन स्वीकरोति वा फ़ोन्पे माध्यमेन वा कथम् एवम् एवं मम समीपे तु केश् नास्ति अहं कथं भवतां कृते धनं प्रयच्छामि अस्तु अस्तु कुत्रापि ए टि एम् भवति चेत् तत्र स्थापयतु आदौ स्थगयतु ततः केश् निष्कास्य भवते ददामि अस्तु अस्तु चलतु